वयं तु ग्रामप्रदेशे स्मः एतावत्पर्यन्तं सैन्स् टेक्नालजि इति विषये बहु वर्धनं तु न वा किन्तु सामान्यतः इदानीं ब्लड् प्रेशर् चेकिङ्ग् वा भवतु तादृशानि परिशीलनयन्त्राणि अपि इदानीं नूतनानि आगच्छन्ति सन्ति अतः निश्चयेन वर्धनम् अस्ति किन्तु इतोऽपि बहु प्रगतिः इति साधनीया इत्येव भाति